वेदाध्ययनं कृत्वा आधुनिककाले छात्राः अर्थशास्त्रः अर्थशास्त्रे भिन्न भिन्न शास्त्राणि इदानीं प्लेनट्स् विषये वा ऐ एस् आर् वो इति सन्ति तत्र ब वेदे सर्वमस्ति वेद्

ते कर्तुं शक्नुवन्ति इत्येव मम अभिप्रायः आधुनिककाले समयः तावत् नास्ति यत् मेमरैस् कर्तुं शक्नुवन्ति नास्ति छात्राः केवलं कम्प्यूटर् इत्यादिद्वारा पठित्वा तेषां मेमरैसिङ्ग् केपासिटि एव किञ्चित् स्वल्पः करोति